दूरदर्शनवृत्तपत्रिकाविज्ञानलेखाः अन्तर्जालीयपुटः इत्यादिषु अहं तु अधिकतया अन्तर्जालीय पुटान् अनुसरामि तत्र रीडिफ़् डाट् काम् एकमस्ति मम प्रियतमः पुटः अथवा अन्तरदेशीयस्थरे तु सि एन् एन् भवति बि बि सि भवति भारतीया राष्ट्रीयवार्तानां कृते तू टैम्स् आफ़् इण्डिया एन् डि टि वि हिन्दू एतादृश एतादृशानाम् पत्रिकानाम् अनन्तरं अन्तर्जालीयपुटान् पुटान् अपि पठामि विज्ञानसम्बन्धं चलनचित्रं चलच्चित्राणि तु आङ्ग्लभाषायाम् दृष्टानि सन्ति धन्यवादः